हरि ओम् हरि ओं नमो नमः महोदय उत्तिष्ठ उत्तिष्ठ उपविष्यतु उपविष्य उपविष्यतु महोदय अस्तु महोदय अस्तु महोदय अवश्यम् अवश्यं वदामि महोदय अस्माकं वित्तकोषे बहूनि सेवायाः अहं जनानां करोमि करोमि मुख्यतः बहुजनाः सेविङ्ग्स् अकौण्ट् खाता सेविङ्ग्स अकौण्ट् मध्ये आरम्भं कृतवान् कृतवान् सर्वे जनाः अनन्तरं यदा यदा जनं प्राप्नोति तदा तदा इन्वेष्टमेण्ट्स् अपि करोति फ़िक्स्ड् डेपोज़िट् करोति फ़िक्स्ड् डेपोज़िट् मध्ये सेविङ्ग्स् अकौण्ट् यत्मध्ये सार्ध चतुर्वादन चतुर् इण्ट्रेस्ट्रेट् अस्ति महोदय फ़ोर् पायिण्ट् फैव् पर्सेण्ट् इण्ट्रेस्ट् रेट् अस्ति फ़िक्स्ड् डेपोज़िट् फ़िक्स्ड् डेपोज़िट् करोति चेत् बहु पृथक् पृथक् ह अधिकम् अधिकमस्ति वर्षाकृते द्विवर्षम् आम् आं चतुर्मास कृते अपि एफ़् डि अस्ति

फ़िक्स्ड् डेपोज़िट् मध्ये आम् आम् कालानुगुणेन इण्ट्रेष्ट् परिवर्तनं भवति महोदय यदि परिवर्तनं भवति चेत् अपि भवतः किञ्चित् चिन्ता नास्ति किमर्थं यदा भवान् एकवर्षः पूर्णं एफ़् डि करोति चेत् मासम् अनन्तरं यदि परिवर्तनं भवति चेत् भवतः किमपि आम् आं सा एव एव दीयते आम् तदेव तदेव दीयते आं महोदय एतत् अस्ति एफ़् डि एफ़् डि स्कीम् तदनन्तरम् ऋणमपि अस्माकं वित्तकोषे व्यवस्था अस्ति यदि गृहं नूतनगृहं यदि भवान् क्रीणयति चेत् तत् गृहात् क्रीणार्थम् ऋणमपि अस्ति अस्ति

बहु नियमः अस्ति महोदय यदि भवन्तः उद्योगी अस्ति चेत् उद्योगी अस्ति चेत् सेल्री अनुगुणं भवतः एलिजिबिलिटि अस्ति तदेव भवतः एकवारं पूर्णम् किम् एकवारं पुनः वद वदतु महोदय सर्वं ऋणम् आवश्यकं वा ओ अस्तु महोदय

अस्तु महोदय अस्तु महोदय धन्यवादः